मम इष्टं खाद्यं वर्तते गिण्णा इति कन्नडभाषायाम् उच्यते तच्च गिण्णा कथं क्रियते नाम तत् गोः सकाशादेव लभ्यते तत् घिण्णा इति यदुच्यते गिण्णा तत् यदा कदापि लब्धुं न शक्यम् कुतः इत्युक्ते यदा गौः वत्सं वत्सा वा स्थापयति तदुत्तरं दिनचतुष्टयं यत् क्षीरम् आगच्छति तस्मादेव इदं खाद्यं कर्तुं शक्यम् तच्च गिण्णा कथं क्रियते नाम तस्य क्षीरस्य क्वथनं क्रियते क्वथने तदनुसारं यावत् गुडमपेक्षितं तावत् गुडं योजयन्ति एवं बहु क्वथनं कृत्वा कृत्वा तत् किञ्चित् दृढं भवति तत् यदा निवार्यते तद् मिक्स् मिश्रणं कृत्वा यद् यच्छन्ति तदेव गिण्णा इत्युच्यते तत्र च केचन एतावदेव गिण्ण इदमेव खादितुं शक्यते परन्तु केचन पृथुकं योजयन्ति तत्र च अन्ये द्राक्षी न द्राक्षाफलम् इत्यादिकं योजयन्ति तदपि सम्यगेव भवति सामान्यतः गुडं तदा आरम्भे आरम्भे या क्षि यद् क्षीरम् आगच्छति तया एव क्रियते तत् तस्मात् एव क्रियते गिण्णा इति एवं तच्च मम इष्टकरं खाद्यम् अपि च तत् खाद्यम् अहम् तया सह खादितुम् इच्छामि ग्रामे ग्रामे